भोः मित्र कुत्र असि अहं तु भवत् भवतां उक्तप्रदेशे अस्मि तत्र अहं तु यु पि ऐ द्वारा धनं प्रेषयितुम् इच्छामि आदौ नेट् नेट् मध्ये धनं स्थापयित्वा भवताम् अकौण्ट् मध्ये दातुम् इच्छामि भवद्भिः अधुना किं कर्तव्यं चेत् तत्र गूगल्पे अथवा फ़ोन्पे इत्यादिक युपिऐ ऐडीं मा मम वाट्सप् प्रति भवद्भिः प्रेषिते प्रेष्यते चेत् तदा अहं ब झटिति धन प्रेषयामि अनेन मम प्रयाणः सुकरं भवति भवतामपि धनं प्राप्यते यः युपिऐ ऐडि इति विषयः बहु सुन्दरमस्ति भवद्भिः शीघ्रमेव मां प्रति प्रेषयतु